कदाचित् अहं केनचित् सः कार्यं करणीयं नाम कार्यालये यदि तस्य व्यवहारः मम कष्टकरः भवती चेदपि कार्यस्य साफल्यार्थं परिस्थितेः अनुगुणं तत् कार्यसम्पादना एव मम दृष्टिं तत्र अहम् आरोपयामि येन कार्यस्य साफल्यं भवति यदि कदाचित् केनचित् सह कार्यं करणीयं नाम कार्यालये कोऽपि न भवति चेत् अवश्यमेव तस्य कार्यस्य साफल्याय सम्पादनाय मया एव

कर्तुं तादृशसमयः अपि उत्पन्नः भवति